नमो नमः केब् ड्रैवर् वदति वा रविन्द्रः अहं वदन्ती अस्मि मम एका सखी पुणेतः नाग्पुरं प्र सा क्षम्यतां नाग्पूर् मध्ये एव अस्ति कश्चन मार्गः ततः गत्वा भवान् पुण्यपतनतः रेल स्थानकं या मम भगिनी आगच्छति सखी आगच्छति तां स्वीकृत्य भवान् आगच्छतु अहं मम सङ्केतं वदामि मम सङ्केतमस्ति अत्र नरेन्द्रनगरम् अस्ति नाग्पूर् मध्ये आर्विकर् फु़ड्स् तस्य पृष्ठभागे एव भवति तर्हि मम क्रमाङ्कमहं तत्र स्थापयामि भवतः क्रमाङ्कमपि अहम् इच्छामि महोदय अनन्तरं मम भगिनी या अस्ति सा पुण्ये पूणेतः आगच्छन्ती अस्ति तर्हि तां स्वीकृत्य भवान् अत्र आगच्छतु